इदानीं मम दूरभाषा अथवा सङ्गणके अथवा लेप्टाप् पक्षे समस्या भवति चेत् निश्चयेन अहं परिहारार्थं तस्य एकम् टेक्निकलि या टेक्नाळजिस्ट्मध्ये समीपं समीपे अहं गच्छामि तदानीं तस्य परिहारं निश्चयेन भविष्यति किमित्युक्ते इदानीम् आधुनिककाले एतादृशः टेक्नाळजिस्ट् यथेष्टं सन्ति अथः निश्चयेन तस्य परिहारः भवति तथा ग्रामे ग्रामे अपि इदानीं टेक्नाळजिस्ट् सन्ति नगरे यथेष्टं सन्ति ततः ग्रामं प्रदेशे अपि यथेष्टम् एतादृशं टेक्नाळजिस्ट् सन्ति इति कारणेन कार्यं परिहारं भा भवति अतः आधुनिककाले एतादृशः विषयस्य समस्या न भवति इति चिन्तयामि सर्वत्र लोके एतादृशं कार्यं यथेष्टं भवति परिहारं निश्चयेन उपलभ्यते तस्य समस्या नास्ति भारते अपि एतादृशे कोणे कोणे टेक्नाळजिस्ट् यथेष्टं सन्ति इति कारणेन निश्चयेन तस्य विलम्बं विना कार्यपरिहारम् भवति तादृशाः जनाः युवकाः सर्वे टेक्नाळजिस्ट् सन्ति इति कारणेन एव